अहं यत्र वसामि तत्र सर्वकारीयस्वास्थ्यसेवाः वर्तन्ते तासाम् उपलब्धिः कथम् इति चेत् तत्र आरोग्यसेवाकेन्द्रे एव जनाः वर्तन्ते तेषां सम्पर्कं यदा कुर्मः ते अस्माकं कृते सहायं प्रयच्छन्ति तदा तदा अस्माकं कृते कदाचित् कष्टम् इति भासते यतो हि तत्र शताधिकाः जनाः नित्यम् आयान्ति अतः सम्पर्कादिकं कर्तुं कदाचित् कष्टं भवति तथापि तत्रत्यजनाः जनानां कृते यद्यद् अपेक्षितं तस्य सर्वस्यापि सेवां सम्यक्तया एव प्रयच्छन्तः सन्ति इति आनन्दार्होऽयं विषयः तत्र स्वास्थ्याय स्वास्थ्यस्य रक्षणार्थं यदौषधम् आवश्यकं तस्य च वितरणं ते सम्यक् कुर्वन्ति एवमेव वैद्याः सुश्रूषां सम्यक्तया प्रयच्छन्ति तत्र शय्यायाः व्यवस्थाः अपि सम्यक् वर्तन्ते शुश्रूषकाः शुश्रूषिक्यः च सम्यक्तया रुग्णानां सेवां कुर्वन्ति तद्वारा शताधिकाः जनाः नित्यं भागभाजाः भूत्वा तस्य सेवायाः उपयोगं च स्वीकुर्वन्ति एवं रूपेण सर्वकारीयम् उपयोगं स्वास्थ्यद्वारा कुर्वन्तः स्वस्य जीवनं तत्र वयं सम्यक् कर्तुं शक्नुमः रुग्णानां कृते सम्यक् व्यवस्थाः अपि तत्र दीयमानाः वर्तन्ते इत्येतत् अस्माभिः सर्वदा परिगणनीयं भवति इति उत इत्युक्त्वा अहं वक्तुम् इतः विरमितुम् इच्छामि धन्यवादः